मम सम्प्रदायः भवति सनातनसम्प्रदायः सनातनसम्प्रदायः भारतवर्षस्य विश्वस्य सर्वप्राचीनसम्प्रदायः भवति सनातनधर्मः हिन्दुधर्मस्य एकः सम्प्रदायः अस्ति यस्य सामान्य हिन्दुधर्मः अपि च संस्कृतादिषु भारतीयभाषासु उपयुक्तः भवति सनातनधर्मः ऐतिहासिकः बौद्धिकधर्म आधारितः अस्ति धर्मस्य वैकल्पिकं नाम अस्ति वैदिककालस्य भारतीय उपद्वीपस्य उपमहाद्वीपस्य धर्मस्य कृते सनातनधर्मः इति नाम प्राप्यते सनातनः इत्यस्य अर्थः शाश्वतः वा नित्यं यस्य अर्थः भवति अर्थात् आरभ्य न अन्तः अथवा समाप्तिः